हा हरिः ओं अहमश्विनिकुमारठाकुरः वदन्नस्मि नमस्कारः अहमस्विन् अहमस्विनिकुमारठाकुरः वदन्नस्मि एकं मम मित्रमासीत् आसीत् नाम अस्ति क्षम्यतां रमेशनामा सः मां इदं संक् इमां सङ्ख्यां दत्तवानस्ति कश्चन पुरुषः नास्ति वा भवती एव अस्ति नाम आटो भवती एव चालयति वा सत्यं जैपुरे किमिदम् इदं विशिष्टं दृष्टं वा हा मम क्षेत्रे तु केवलं पुरुषाः एव चालयन्ति अहो अहो अस्तु मया अत्र किञ्चित् नाम भ्रमणीयमस्ति प्रथमवारं बहु दूरात् अत्र आगतः हा प्रथमवारम् अयं प्रदेशः अहं प्राप्तः तत्र कथं वा कुत्र कुत्र गन्तुं शक्यते तत्र भवती वक्तुं शक्यते वा एवं एवमस्ति पुर् पूर्वं पूर्वं किञ्चिदहं ब्र ब्रवीमि नाम मम तु स्नानमपि न जातं हो अहं तु किमपि न जानामि साक्षात् अत्र रेल् यस्त रेल्यानात् अहं साक्षात् अहं अहं तु एवं विचिन्तायमि नाम कुत्र कुत्रचित् तथा स्थलं भवेत् यत्र नाम स्नानमपि तत् तत्रैव भवेत् तत्र भोजनादिकं नाम मध्ये अटनमपि किञ्चिद् भवेत् तथा अस्ति वा एवं एवं वा भवती जानाति कि कुत्र हा एतत् इदमस्ति अस्तु अस्तु अस्तु तत् तर्हि भवती आदिनं मया साकं स्थास्यति तत्रापि भवत्याः क्लेशस्तु नास्ति हा आदिनं किं भ्रमणाय एव अहमागतः इदानीं मम क कश्चन कार्यं नास्ति किञ्चिदपि हा तत्र धनविषये चिन्ता न कार्या भवती यद् वक्ष्यति तत् अन् अन्ते वयं द्रक्ष्यामः इदानीं कुत्र कुत्र गन्तुं शक्यते अद्य एवं वक्तव्यम् आदौ तु हा तु अर्धहोरानन्तरं मम कुत्र कुत्र गमिष्यामः आदौ कुत्र कुत्र गमिष्यामः इदं नार्गडिति कि किमस्ति एवं वा तर्हि भो भोजनं कुत्र ततः हा तत्र तु तत्र दूरवाण्यां चौहाण तु सायङ्काले दर्शयति मध्याह्नभोजनं कुत्र भविष्यति एवं वा एवं वा नाम तत्र अहं तु एवं चिन्तयन्नासम् अहं राजस्थानेषु तु राजस्थानी भोजनमेव तथा भवेत् एवं वा हा इदानीं धनविषये किमस्ति कियद्धनं भविष्यति अरे बहु बहु अधिकमस्ति भोः अधिकं बहिष्ठादागतः अतः किमपि वदति वा भवती हा भवतु परं यद् परं यद् भवति तदेव वक्तव्यं खलु मम तु नाम भवती किं एककोटि वक्ष्यति ममापि किञ्चित् चिन्तयन्तु ऐ ऐ ऐ पश्यतु किम् अस्ति अहं बहून् अहं बहून् पृष्टवानस्मि पश्यतु किं दशसहस्रं दशसहस्रं बहु अधिकं बहु बहु अस्ति पश्यतु बहु अधिकं ब्र पश्यतु किमस्ति दशसहस्रं न्यूनं न वदामि अहं पश्यतु विचिन्तयतु भवती स्वयमेव विचिन्तयतु किं किं किं चिन्तयति वदतु अस्तु न अस्तु एवमस्ति न मम न न तु भवत्याः एवमस्ति एकादशसहस्रं दास्यामि अस्तु अलं पश्यतु किमस्ति अन्यत् अन्यत्किमपि मा मा वदतु ओमिति वदतु अग्रे किमपि एवं व्यापारो भवति नाम अहं दशसहस्रतः एक एकादशपर्यन्तमागतः भवती अपि किञ्चित् न्यूनं क करोतु खलु अतः एकम् एकं शून्यं इतोपि कर्तयतु नवसहस्रे आगच्छतु अहं तु एकादशसहस्रं वदामि अस्तु अहं पुनः सम्पर्कं साधयिष्यामि ओं नमस्काराः